माध्यमः प्रजातन्त्रस्य चतुर्थः स्तम्भः इत्युच्यते प्रजातन्त्रे राज्यङ्गकार्याङ्गन्याङ्ग यथा प्रजातन्त्ररक्षणार्थम् अवश्यकाः भवन्ति तथैव माध्यमः अपि यदि पक्षपातं विना वास्तविकविषयान् देशस्य सार्वभौमत्वरक्षणाय प्रसारयति तदा माध्यमः प्रजातन्त्रस्य चतुर्थः स्तम्भः इति यद्वदन्ति लोकाः तत् यतार्थतां भजते अन्यथा इदानीम् अस्माकं भारते यथा बहवः माध्यमाः स्वकीयसिद्धान्तं प्रसारयितुं वाञ्चन्ति देशस्य प्रजाप्रभुत्वरक्षणाय तेषां प्रयत्नं न दृश्यते देशस्य सङ्घटनं त्यक्त्वा विघटनस्य कार्यं बहवो माध्यमाः कुर्वन्तः सन्ति एतेषु विदेशीयप्रभावः अपि दृश्यते अतः यदि निष्पक्षरूपेण राष्ट्रस्य अभिवृद्धिं लक्ष्ये स्थापयित्वा एते माध्यमाः यदि कार्यं कुर्वन्ति निश्चयेन राष्ट्रस्य प्रगतिविषये माध्यमानाम् अपि योगदानं लभ्यते प्रजाप्रभुत्वस्य रक्षणमपि साध्यं भवति देशस्य उन्नतिः सिद्ध्यति